यदा अहम् अधिकदिनानि बहिः गन्तव्यम् आसीत् तर्हि यदि ग्रीष्मकाले म गन्तव्यम् आसीत् चेत् अधिकः सूर्यकिरणः पादप उपरि न भवेत् तस्य कृते अहं तत्र पादपानाम् उपरि किञ्चित् हरितः आच्छादनं करोमि हरितः आच्छादनं कृत्वा तत्र छाया वर्तते किञ्चितेव किरणाः आगच्छन्ति तर्हि ते शीघ्रं शुष्कं न भवति जलं कर्तुं वयं दूरनियन्त्रकः अपि तत्र स्थापितुं शक्यते नूतनः वैद्यान् वैज्ञानिकाः तक्नीकि एतद् यन्त्रं निर्माणं कृतवन्तः तर्हि दूरनियन्त्रकसहायेन वयं पादपानां जलं दातुं शक्यते तत्र बहवः प्रयोगाः कर्तुं शक्यन्ते यथा वयं जूट् इत्यस्य बोरा मध्ये अपि पादपानां स्थापयितुं शक्यते जूट् मध्ये जलम् अधिकदिनानि कृते वर्तते अनन्तरं वयम् एकं प्लास्टिक् कूपिः मध्ये एकं छिद्रं कृत्वा उपरि पादपानाम् उपरि स्थापयित्वा जलं तत्र स्थापयित्वा गन्तुं शक्यते तत्र एकम् एकं बून्द्तः तत्र प्रतिदिनं जलम् अधः पतति चेत् पादपाः नूतनाः एव भवन्ति तत्र मृत्तिकायाः अपि किञ्चित् खुर्पि यन्त्रेण कुरेदनं वयं कर्तुं शक्यते तत् कर्त् कृत्वा बहू जलं मृत्तिका स्वस्य मध्ये स्थापयितुं शक्यते